अहं प्लास्टिक् कण्टेनर् अर्थात् पात्रम् अस्मिन् आपणे स्वीकृतवान् परन्तु तत्र प्लास्टिक् क्वालिटी गुणवत्ता तत् सम्यक् नास्ति तत्र यदि अहं वस्तूनि स्थापयामि झटिति एव तत् सम्यक् न भवति अतः कारणात् तत्सम्यक् नास्ति इति मम भावः पुनः एकवारं प्रयोगं करोमि सम्यक् नास्ति चेत् अहं तत्र वदामि अनन्तरं फेस् मध्ये फ़ेस्बुक् मध्ये अपि स्थापयामि किमर्थम् इत्युक्ते इदानीन्तनकाले सम्यक् अस्ति इति उक्त्वा गेरेण्टी वारेण्टी अस्ति इति वदन्ति परन्तु काले गच्छति सति द्वि त्रीणी भवन्ति सप्ताहः भवति तदुत्तरं वस्तूनि सम्यक् एव न भवन्ति अतः सम्यक् नास्ति